अस्माकं विद्यापीठे क्रीडार्थं प्रोत्साहनार्थं कोऽपि नास्ति अस्य कारणं भवति अत्र विद्यापीठे कीडास्पर्धां कृते कोऽपि शिक्षकः नास्ति तथा च पर्याप्तः मैदानम् अपि न प्राप्तमस्ति अनन्तरं क्रीडास्पर्धाया कृते साहित्यमपि नास्ति अस्माकं विद्यापीठे तदकारणेन कोपि प्रोत्साहनं न करोति क्रीडार्थं अनन्तरम् अहम् एकं प्रयत्नं कर्तुं शक्नोमि यदि क्रीडायाः प्रचारः प्रसारः करणीयः चेत् एकं द्व्या द्वित्रिजनानाम् उक्त्वा क्रीडाविषये एकं प्रचारं कर्तुं शक्नोमि तथा च एकां सूचनां लिखित्वा तत्र महाविद्यालयस्य यत् प्राचार्यः भवेत् तत् पार्श्वे दत्वा तस्य एकं किमपि मैदानं मैदानं क्रीडा कृते उपलब्धं कर्तुं शक्नुमः तथा च ये यत् क्रीडायाः साहित्यं भवेत् तदपि उपलब्धं कर्तुं शक्नुमः यदि अस्माकं सूचना याः प्रति उत्तरम् अवकाशार्थम् आगच्छति चेत् अहं क्रीडाविषये मत्प्रचारप्रसारौ तथा च अधिकं क्रीडास्पर्धाम् आयु आयोजनं कर्तुं शक्नुमः